भोः महोदयः अहं वस्त्राभोजनालयं खलु भवतां वेब्सैट् द्वारा भोजनं भोजनस्य आर्डर् कृतवान् परं च तत्र पुरातनः सङ्केतः आसीत् ए वन् सेवेन्टि त्री त्रिवेणिनगरं जैपुर् इदानीं नूतनः सङ्केतः अस्ति केन्द्रीयसंस्कृतविश्वविद्यालयः जैपुर् परिसरः सङ्केतं परिवर्त्य नूतनं सङ्केतं प्रति आर्डर् प्रेषयतु